इदानीन्तनकाले संस्कृतभाषायाः छात्राणां संख्या न्यूना वर्तते सर्वकारेण राज्यभाषायाः प्रोत्साह एव वर्तते दक्षिणभारते तु प्रादेशिकभाषायाम् एव भाषायाः एव प्रावल्यं संस्कृतविद्यार्थिनाम् उद्योग अवकाशः अपि तु अधिकः न शालासु इतर शिक्षकेभ्यः प्रोत्साहः न दीयते परन्तु अवलेहननं सन्ति संस्कृतम् अध्येतुं न आगच्छन्ति च्छात्राः संस्कृत्यम् अध्यय अध्यय अधीत्य संस्कृतम् अधीत्य किं पुरोहितः भवति इति वा परिहासं कुर्वन्ति तस्माद् तदनन्तरम् उद्योगावकाशः अपि नास्ति इति कृत्वा छात्राः संस्कृतक्षेत्राय संस्कृतभाषाम् अध्येतुं न आगच्छन्ति तेषां तु प्रोत्साहनम् छा अध्यापकैः कर्तव्यं क्रियमाणम् अपि तत्र अवकाशः यदि भवति तदा एव तस्य उपयोगः भवति अन्यथा ते छात्राः न आगच्छन्ति तत्र च्छात्रानां संख्या एव अधिका समस्या वर्तते